गानम् इत्युक्ते बहु सम्यक्रीत्या कर्तव्यं ये सङ्गीतम् अभ्यस्तुम् इच्छन्ति अथवा स्वकीयगायनकलां वर्धयितुम् इच्छन्ति तेषां कृते मम अभिप्रायः यदस्ति इत्युक्ते प्रतिदिनं योगाभ्यासः नैरन्तर्यरूपेण कर्तव्यं न कदापि त्यक्तव्यं यदि क्लेशः अनुभूयते चेत् न त्यक्तव्यं प्रतिदिनम् अभ्यासः कर्तव्यः एवञ्च स्पर्धासु स्पर्धासु भागमपि ग्रहीतव्यं यदा यदि यदि लोकः हसति चेत् लोकः हसति चेत् न तत् सर्वं न गृह्णि ग्रहीतव्यं तत् सर्वं त्यक्तव्यं मम अस्माकं तु प्राक्टिस् एव वर्तते आवश्यकं सङ्गीते इति मम मार्गदर्शनम् एवञ्च स्पर्धासु यदि उत्ति अनुत्तीर्णाः भवन्ति चेत् तत्र कान्फिडेन्स् भवेदेव एवञ्च कान्फिडेन्स् वर्धयितुं प्रतिदिनं गायनं कर्तव्यं श्रोतव्यं बहुवारं गानं श्रोतव्यं शतवारं श्रोतव्यं शतवारं श्रोतव्यं तत् तदेव गानं प्राक्टिस् कर्तव्यम् एवञ्च एवञ्च यद् यदा स्पर्धासु अपि भागं ग्रहीतव्यं